हरिः ओं हलो हरिः ओं श्रूयते वा हा अस्तु नमस्ते ए बि सी शाप् अस्ति हा अहं फ़र्निशर् फ़र्निचर् शोप् अस्ति भवत्याः किमपि आवश्यकं वा हा अहमेव अस्ति अस्तु भवत्याः किमपि सहाय्यम् आवश्यकं चेत् पृच्छतु अस्माकम् आपणे सर्वे सम्यक् उपकरणानि एव अस्ति आसन्दाः आ आ वदामि वदामि शृणोतु सम्यक् आसन्दाः एव अत्र वर्तन्ते सम्यक् वृक्षाणि उपयुज्य एव ते निर्माति यदा आसन्दानि सन्ति इदानीं सम्यक् रूपेण कियद् अधिककालं ये ये वृक्षाः तिष्ठन्ति ते एव वृक्षाः वयं येस् कृतवन्तः हा अस्तु यदा से सम्यक् बहुविधरूपेण आसन्दाः सन्ति चेयस् अस्ति योगपीडिता उत्पीठिका किं किमावश्यकम् ओ अस्ति अस्ति बहु सम्यग्रूपेण डिसैन् सर्वम् अस्ति सर्वमस्ति भो किम् आवश्यकम् हा आसन्दाः अपि अस्ति टेबळ् टेबल् तदा आसन्दाः मिलित्वा अपि लभ्यते एवं रूपेण हा कोम्बो अपि अस्ति सपरेट् तदा पृथक् पृथक् आवश्यकं चेरिति तदपि वर्तते ओ एव गृहं निर्माति वा सर्व आ अत्रैव अस्ति यथा मूल्यमपि न्यूनरूपेण अस्ति सम्यक् क्वालिटि अस्ति भवती आगच्छतु सर्व अत्र अस्ति भवत्याः किं किम् आवश्यकं किं मोडेल् आवश्यकं सर्वमत्रैव अस्ति ओ सर्वमस्ति भो नूतनमेव सर्वम् मूल्यं टू फ़िफ़्टि हण्ड्रेड् पञ्चविंशति सहस्राणि रूप्यकाणि अस्ति तदर्थं सम्यक् आ किन्तु सम्यक् प्रोडेक्ट् अस्ति भो दीर्घकालं तिष्ठति सौख्यं वा किन्तु तद् सम्यक् कोल्टि आसीदित्यहं मन्ये एतद् एतद् समीपं कोम्बो अस्ति भो चेर्स् अपि लभ्यते सम्यग् बृहत् अस्ति भवत्याः लघु आवश्यकं वा लघु डैनिङ्ग् टेबल् हा एवं वा तदपि अस् आ अस्तु भवती आगत्य पश्यती चेद् भवत्याः सर्वम् आनीतवती ने नेतुं तादृशमस्ति अत्र उपकरणानि भवन्ति श्वः आगच्छति वा नो चेत् अद्य एव आगच्छतु एवं वा एवं वा भवती अत्र आगत्य पश्यतु एकवारम् एवं वा तादृशम् अपि तादृशानां रूप्यकाणां निमित्तमपि अस्ति भवती आगच्छतु श्वः अस्तु अस्तु मिलामः धन्यवादः